मम नामधेयं राघवेन्द्रः हा हा ओ हो हो सत्यं वा हो द्वयमपि राघवेन्द्रः भवन्तः एतत् सैट् निवेशनव्यापारं कुर्वन्ति वा

हाहाहाहा सत्यं वा सत्यं वा तत्र एकं तत्र एकं कोणन्दूरुमध्ये एकं स निवेशनम् अस्ति इति को अपि उक्तवन्तः सत्यं वा हा हा

हा व वदामि किञ्चित् तत्र मल्लिकार्जुनरस्ताम् अस्ति किल तत्र एकं सैट् इति भवान् पूर्वे एकवारं भवान् उक्तवन्तः हा तत् हा

हा हा हा चिन्ता नास्ति

हा हा

हा चिन्ता नास्ति किञ्चित् विषयम् आवश्यकं कृपया वदति वा किम् इत्युक्ते तत्र जलं सम्यक् मिलति वा तत् जलम्

हा हा नलं हा हा हा हा हा प्रधानमन्त्री म महोदयेन ह सत्यं सत्यम् हा हा सत्यं सत्यम् सम्यक् सम्यक्

हा हा हा हा सत्यं हा सर्वत्र जलं मिलति हा हा हा हा तत्र लोक लोकयानं तत्र मार्गमस्ति किल लोकयानम् आगच्छति वा बस्

हा हा

अस्ति वा

हा इदानीम् अहं तत्र एकं सैट् क्रीत्वा तत्र एकम् एलेक्ट्रानिक् आपणं करणीयम् इति मम आशयः

हा हा हा

हा हा हा हा हा हा हा हा अस्तु तत् तत्र एकम् एवम् एकवारम् अहम् आग आगमिष्यामि तत्र एकवारं तत्र आगमिष्यामि तत्तु हा तत्र कथं भवति इति तद् दृष्ट्वा अहं तत् दृष्ट्वा अनन्तरं किं करणीयमिति वदामि अस्तु हा हा हा हा हा हा हा हा हा दृष्टवान् हा हा हा हा हा

हा अस्तु हा हा हा हा

ओके अस्तु अस्तु तत् तत्र आगत्य तत्र दृष्ट्वा सम्भाषणं कुर्मः पुनर्मिलामः हा हा

ह सम्यक् अस्ति हा

तत्रैव तत्तु आगत्य अहं पश्यामि पुनर्मिलामः धन्यवादाः